मम प्रदेशे युवजनानां कृते बहूनि कार्याणि प्रचलन् अस्ति मम प्रदेशे मुख्यमन्त्री यः आसीत् यः अस्ति पूर्वम् यः आसीत् सः बहु कार्यं कृतवान् अस्ति इदानीं मम प्रदेशे यः शिक्षा यः मन्त्री अस्ति सः बहु कार्यं कुर्वन् करोति सः यूनां कृते विभिन्नप्रकाराणि कौशलानि वर्धयितुं बहूनि कार्याणि प्रचलति सः कारयति इति प्रकारेण मम प्रदेशे यूनां कृते यूनां कृते ऐ ऐ टि अनन्तरम् एक्सलेन्स् कालेज् अपि उद्घाटितवन्तः अनन्तरं युवानः जनाः ऐ ऐ टि कृत्वा विभिन्नानि विभिन्नानि विभिन्नानि उद्योगस्य मध्ये गच्छन् अस्ति गच्छति सः उद्योगस्य मध्ये गत्वा सम्यक् रूपेण सम्पत्ति धनम् आअर्जयित्वा सः स्वगृहात् स्वः गृहं पालयति इदानीं सः विभिन्नानि कार्याणि कुर्वन् आसीत् अथवा करोति